नमस्ते अस्मिन् सन्दर्भे विज्ञापनस्य विषये मम अनुभवं किञ्चित् वदामि यदा मम भार्या पुष्पस्य आपणं चालयति स्म तदा अद्य अस्मिन् सन्दर्भे एव जालपुटस्य स्थितिः अपि अथवा अभिवृद्धिः जायमाना आसीत् अतः अधिकम् अधिकम् अधिकजनान् कस्टमर्स् प्राप्तुं वयं जालपुटमाध्यमेन एव विज्ञापनं कृतवन्तः उदाहरणार्थम् अस्माकं

आर्डर् स्थापयितुं शक्यते स्म कीदृशं फ्लवर् अरेञ्ज्मेण्ट् आवश्यकं सन्दर्भः कः जन्मदिनं वा अथवा अन्यः अथवा सन्दर्भः वा तत् शु निर्णयं कृत्वा आर्डर् कर्तुं शक्नोति स्म सो अन्तर्जालमाध्यमेन इन्टर्नेट् माध्यमेन एकः उपविकल्पः आसीत् अन्यः विकल्पः यदा अस्माकम् आपणे अवशिष्टानि पुष्पाणि आसन् तदा वयं समीपे ये यः नो समीपे किम् आसीत् वृद्धानां कृते स्थलम् आसीत् रिटैर्मेण्ट् होम् इति वदामः आङ्ग्लभाषायां सो तत्र अनेकाः महिलाः वसन्ति स्म अवशिष्टानि पुष्पाणि वयम् अस्माकम् आपणस्य नाम स्थापयित्वा वयं निःशुल्केन वयं दद्मः स्म इत्युक्ते पुष्पं स्वीकृत्य एव जनाः जानन्ति स्म अस्माकं पुष्पापणस्य नाम कुत्र अस्ति इति सो तादृशं मार्केटिङ्ग् अपि वयं कृतवन्तः तदेकं सो द्वितीयः अंशः संस्कृतभारत्याः प्रचारार्थम् अहं भित्तिषु पत्राणि अन्येन माध्यममेन मूलं मू मुखेन उदाहरणार्थं यूट्यूब् वा टिक् फ़ेस्बुक् वा मुखेन वयं आह आवयोः शिबिरार्थं विज्ञापनं स्व सु वयं प्र स्थापयामः सो तादृशं कार्यम् अहमपि इदानीमपि अहं कुर्वन्नस्मि अतः सृजनात्मकं प्रभावशाली विज्ञापनस्य उदाहरणानि अनेकानि सन्ति